संस्कृतं जगतः अप् अतिप्राचीना समृद्धा शास्त्रीया च भाषा वर्तते संस्कृतं भारतस्य जगतः च स् भाषासु प्राचीनतमा संस्कृता गिर्वाणी देववाणी देवभाषा सुरवाणी इत्यादिभिः नामभिः एतद्भाषा प्रसिद्धा वर्तते भारतीयभाषासु बाहुल्यकेन संस्कृतशब्दाः उपयुक्ताः संस्कृतात् एव अधिका भारतीयभाषा उद्भूताः तावदेव भारतयुरोपियभाषावर्गीयाः अनेकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति भारतस्य संस् राष्ट्रीयभाषा हिन्दि वर्तते संस्कृतं राष्ट्रीयभाषा हिन्द्यां संस्कृतप्रभावः बहु अस्ति यथा स् हिन्द्याम् उच्यते मे मन्दिर् जारहीहु इत्यत्र मन्दिर मन्दिरम् इति पदं संस्कृ ततः एव आगतम् अस्ति इतोऽपि हिन्द्याम् उच्यते यद् मे पूजा कर् रही हु पूजा इत्यपि पदं संस्कृतम् इत्यतः संस्कृतभाषासु एव आगतमस्ति अतः भारतस्य राष्ट्रीयभाषायां संस्कृतस्य प्रभावः बहु अस्ति व राष्ट्रीयभाषा हिन्दी एतावदेव न एतावत् यावत् भारतीयभाषा वर्तते यावत् भारतीयभाषा वर्तते तावत् बाहुल्यं सर्वासु अपि भाषासु बाहुल्यकेन संस्कृतशब्दाः उपयुक्ताः सन्ति यथा मराठीभाषा तेलुगु कन्नड् गुजराती इतोऽपि या का भाषा वर्तते तत्र अपि संस्कृतभाषायाः प्रभावः बहु अस्ति